अन्तर्जालस्य तन्त्रज्ञानम् आविष्करणं संस्कृतभाषाः महत्वपूर्णाः वर्तते महत्वपूर्णं किं कारणेन अस्ति संस्कृतस्य उच्चारणेन आङ्ग्ल उच्चारणं बहु सम्यक वर्तते एव संस्कृत भाषा वारं वारं वदनेन अस्माकं स्मृतिः स्म स्मृतिजागृतिः भवति स्म स्मृतिवर्धितं भवति एव अन्तर्जालस्य कृते बहु बहु बहूनि प्रकाराणि सन्ति तत्र किञ्चित् द् गुणः गुणः विविधाः दोषाः अपि भवन्ति तद्दोषाः समाप्तिं कृता संस्कृतेन संस्कृतिः एतत् स्थापनार्थम् अपि संस्कृतभाषा बहु रोचते अस्मिन् संस्कृतभाषणेन बहुविधाः ग्रन्थाः अपि अस्ति तस्य ग्रन्थस्य पठनेन मनुष्यमात्रेण मात्रेण बहु बहु प्रकारस्स दोषाः दोषाः न भवन्ति तत्कृते अन्तर्जालस्य कृते तन्त्रज्ञाने संस्कृतभाषा बहु महत्वपूर्णाः योगदानं ददाति एवं तस्य कोड् कोड् लेङ्ग्वेज् इति उपयुक्ताः सन्ति संस्कृतस्य क कोडिङ्ग् यदि भविष्यति तर्हि संस्कृतम् आङ्ग्लम् इति परिवर्तनं करोति इ नूतनः कोड् स्थापयित्वा एतत् गुण्हेकारप्रवृत्तिः य प्रवृत्तयः अपि भविष्यति तस्य विविधाः नियमान् एव प्रणालिः कार्यरताः सन्ति संस्कृते संस्कृतेन विविधाः